अहं पादरक्षां कोयम्बत्तुर्समीपे विद्यमाने एकस्मिन् आपणे स्वीकृतवान् मौल्यमपि बहुन्यूनं वर्तते गुणवत्ता अपि वर्तते अतःकारणात् अत्रैव स्वीकर्तुम् अहम् इच्छामि मम बन्धून् तथा मित्रानपि वदामि किमर्थम् इत्युक्ते सर्वत्र मूल्यम् अधिकं भवति गुणवत्ता अपि तावत् न भवति इति कारणात् अत्रैव आगत्य स्वीकर्वन्तु इति अहं सर्वान् प्रेणयामि अस्तु